मम प्रदेशे पच्यमानानि पारम्परिकखाद्यानि विभिन्नानि सन्ति परन्तु तेषु अन्यतमानि यथा आलुकव्यञ्जनम् शरशपमीनः कदलीवटिका रसगोलकं चेति मम स्थाने अर्थात् पश्चिमबङ्गप्रदेशान्तर्गते बीरभूं जिलायां नूतनग्रामे पुडिका आलुकव्यञ्जनं बहु प्रचलति परन्तु मम स्थानम् अतिरिच्य अन्ये स्थाने शरशप् युक्तमीनः एतत् शर्शपसहयोगेन पाकं क्रियते अतीवसुस्वादः वर्तते तस्य रसगोलकम् अपि अतीवसुमिष्टम् अस्ति